आं मया गूगल् म्याप् उपयुक्तम् अस्माभिः किमपि नूतनं स्थानम् अपरिचितं स्थानं गन्तव्यं चेत् तत्र गूगल् म्याप् इत्यस्य सहाय्येन अनयासेन तत् स्थानं प्रति गन्तुं शक्नुमः परन्तु कदाचित् गूगल् म्याप् उपयुज्य क्लेशमपि अहम् अनुभूतवान् कथम् इत्युक्ते गूगल् म्याप् सर्वदा सम्यक् मार्गं न कथयति क्वचित् सम्यक् मार्गं कथयति क्वचित् सम्यक् मार्गं न कथयति तेन अस्माकं दिग्भ्रमो जायते अतः मम अभिप्रायानुसारं गूगल् म्याप् इत्यस्य इतोपि सम्यक् कार्यं वर्धेत